यदा बालाः लघु लघुबालाः सन्ति नाम यदा ते शिक्षणं प्राप्नुवन्ति तदा कुत्रापि स्वपरिवार साकं गन्तुं न न शक्यते नाम तस्यां शिक्षणं परीक्षा प्रगतशिक्षणम् एवं चलन्तः सन्ति किल अतः स्वपरिवारेण साकं गन्तु अशक्नुवन् परन्तु एकदा नेपाळं गतवन्तः वयम् तदनन्तरं किम् भवति यदा कुत्रापि समीपे गन्तुम् अस्ति चेत् बान्धवानां गृहम् गच्छामः शिक्षणनिमित्तं ते कुत्रापि न आगच्छन्ति अतः यदा विरामः अस्ति तदा बान्धवानां गृहं गत्वा आगच्छामः तदा मम अपत्यानां कृते बान्धवानां परिचयं भवति अस्माकं सम्बन्धः कः इति सर्वं ज्ञायते किल अतः सर्वे सर्वाः बान्धवानां गृहं वयं गच्छामः इदानीं तु अपत्यौ ज्येष्ठाः उद्योगः कुर्वन् अस्ति एकः एकः तु प्रगतशिक्षणं प्रगतशिक्षणार्थं बहिः अस्ति अहं यदा कदापि समयः लभ्यते तदा मन्दिरं वा गच्छामि पत्युः साकं विपणीं वा गच्छामि एवम् रिक्तसमस्य आनन्दं प्राप्तुम् बहि कुत्रापि न गच्छामि अहम् मम वाटिकायाम् एव समययापनं करोमि तदेव बृहत् आनन्दः बहू सन्तोषः बहू कुषिः लभ्यते सस्यानाम् एकदा पश्यामि चेत् अन्य किमपि किमपि न आवश्यकमेव तदेव